अस्मिन् काले बहवः युवानः पाकवाहिनीं दृष्ट्वा एव पाकं पठनं एव कुर्वन्ति पौराणिककालेषु इव इदानीं बाल्यकालादारभ्य तत्र अपि मातृ मातुः सहाय्येन मातुः निर्देशानुसारं इदानीं बालिकाः वा बालकाः वा पा पाकपठनं न कुर्वन्ति अतः तेषां कृते अस्माकं यु सर्वेषां कृते तत् पाककलायाः पठनं पाकवाहिनीं दृष्ट्वा एव इदानीं प्रचलन्ति अतः तत् तस्य श्रोत्रामुख्यमस्ति तद्वत् तत्र मनुष्याणां कृते तत्र न्यूट्रिश्नल् फ़ुड् तत्र शरीरस्य कृते उत्तमाः ये न आहाराणि तेषां निर्वा निर्माणं कथं कर्तुं शक्यते इति तत्र म यूट्यूब् चानल् मध्ये अहं वयं द्रष्टुं शक्नुमः मम तु अहं तु सस्याहारि प्रि प्रिय सस्याहारी एव मांसभक्षणं न खादामि अतः सस्याहारः निर्माणं पाककला एव अहं द्रष्टुमिच्छामि म अहं तु बहवः म म बहूनां तत्र निर्माणं कर्तुम् इदानीं अपठम् तादृश रूपेण अहम् उत्तमरूपेण तत्र निर्माणमपि अहं करोमि खाद्यवस्तूनां निर्माणमपि अहं करोमि